हरिः ओं विवेकं ट्रावेलर्स् अस्तु आहा हा अस्तु मधुरै मार्गेण आं

अस्तु अस्तु

अस्तु आम् इदानीं कदा भवन्तः एतत् प्रयाणस्य दिनाङ्कं निश्चयं कृतवन्तः सन्ति महोदय हा डिसेम्बर् मासे अन्तिमे आगच्छति खलु एवं चेत् चतुर्विंशतिः अस्तु कीदृशयानम् आवश्यकं भवति यदि ए सि यानं भवति वा नान् ए सि यानम् आवश्यकता भवति वा माता महोदय अतः इदानीं तद् हा ए सि अस्तु अस्तु एक मिनि वेन् अस्ति चेत् पर्याप्तं भवति खलु किं से सेमि सेमि स्लीपर् अस्ति एव

आं पञ्चजन पञ्चदशजनैः तद् गन्तुं शक्नोति एव यदि बालकाः सन्ति आं लगेज् सर्वं पृष्ठभागे स्थापयितुं स्थलमस्ति अतः अस्मिन् विषये क्लेशः नास्ति तत्र वयं पृष्ठभागे वयं स्थापयामः यथेष्ट स्त स्थलमस्ति आम् इदानीं गमनम् आगमनम् अनन्तरं तत्र कति दिनानि भवन्ति महोदय इदानीं हा अस्तु

हा हा इत्युक्ते मधुरै मध्ये वासः भवति खलु इदानीं रात्रौ ततः प्रस्थानं आ मधुरै मध्ये हा वा वासव्यवस्था अस्तु मधुरै मध्ये एकदिनमेव

अस्तु इदानीम् एकदिनं इति वदन्ति चेत् तद्दिने वासव्यवस्था इदानीम् एकप्रकोष्ठः इति पश्यामः चेत् तत्र बेड्द्वयम् आवश्यकता तादृश प्रकोष्ठम् आवश्यकं वा बेड्त्रयम् आवश्यकम् इति तादृशप्रकोष्ठम् आवश्यकं वा ए सि नान् ए सि हा हा बेड्त्रयम् एवं चेत् पञ्चप्रकोष्ठाः खलु हा अस्तु इदानीं एवं पश्यामः चेत् एकप्रकोष्ठस्य मूल्यम् एवं भवति सार्धत्रिसहस्रम् एवं सर्वं भवति उत्तमरीत्या भवति सम्यक् ए सि चेत् एतद् भवति यदि नान् ए सि इति गच्छामः चेत् तत् टु सेवेन् फ़ै तादृशं भवति मीनाक्षिमन्दिरस्य समीपे हा अस्तु वयं प्रयत्नं कुर्मः यतः इदानीं विरामः हा सम्मर्दः कालः इति कारणेन तद् समीपे अस्ति वा इति वयं यावत् शक्यते प्रयत्नं कुर्मः तत् पश्यामः हा आम् आम् आम् आम् हा कन्याकुमार्याम् अस्माकं परिचितः इत्युक्ते अस्माकं रेग्युलर् एकं स्थानम् अस्ति तद् विवे विवेका विवेकानन्दकेन्द्रस्य समीपे एव अतः तत्र क्लेशाय न भवति अतः वयं पश्यामः अत्र निश्चयेन तत्र भवति आम् इदानीं भवन्तः मन्दिरं गच्छन्ति इति कारणेन निश्चयेन वेजिटेरियन् एव यदि मधुरै नगरे वेजिटेरियन् चेत् बहिः खादनीयं भवति तत्र यत्र वासस्य व्यवस्था कल्पितमस्ति तत्र प्रकोष्ठं प्रति आनीय वयं बहिः वयं तत् व्यवस्थां कल्पयामः बहिस्तात् आनीय दद्मः त तत्र चिन्ता नास्ति अस्तु अस्तु अस्तु अस्तु अहमपि एतत् अस्तु अस्तु भवान् यावत् शीघ्रं भवान् प्रेषयति तावत् शीघ्रम् अस्माभिः तत्र व्यवस्थां कल्पयितुं शक्नुमः अतः यावत् शक्यते तावत् शीघ्रं भवन्तः कुर्वन्तु अनन्तरं प्रकोष्ठस्य सर्वं बहु फ़ुल्फ़िल् भवति अतः वदामि आम् अद्य सायंकालाभ्यान्तरे भवन्तः वदन्तु चर्चां कृत्वा अस्तु महोदय अस्तु धन्यवादः नमस्ते